नमस्कारः स्थानीय अर्थव्यवस्था न केवलम् एकस्य समुदायस्य अपि तु मानवानाम् एकम् विशेषं योगदानं भवति तथा च ते प्रददति

माध्यमानां तथा च तस्य समुदायस्य विकासार्थं यत् उद्योग अवस अवसराः अवकाशाः भवन्ति तत् वर्तमाने द्रष्टुं शक्नुमः प्रधानमन्त्री एकस्य भाषणेन उक्तम् लोकल् फ़ार् बोकल् अर्थात् लोकेल् किमपि निर्माणं कृत्वा तस्य न केवलं स्वयं व्यवहारं कुर्मः अपि तु तद् विक्रयणम् अन्ये अपि तस्य व्यवहारं कुर्यात् तत् अवसरः प्रदेयः न केवलं भारते अपि तु तत् यदि तादृशम् उत्पादनं कर्तुं शक्नोति चेत् अन्ताराष्ट्रीयमञ्चे अपि तद् विक्रयणं कर्तुं शक्नुवन्ति तदेकं महान् अवकाशः अस्ति वयं द्रष्टुं शक्नुमः लाक्डौन्मध्ये बहुजनाः स्वयं बहु किं किं निर्माणं कृतवन्तः कोऽपि वस्त्रशिक्षणं प्राप्तवन्तः वस्त्र निर्माणं करोति कोऽपि विद्युद्दीपनिर्माणं करोति कोऽपि आचार् इति निर्माणं करोति तादृशाः लघुलघूद्योगाः सेल्फ़् श्टार्टप् इति प्रारम्भं कृतवन्तः तादृशं सर्वस्मिन् ग्रामे अपि तादृशं द्रष्टुं वयं शक्नुमः इति